निरुद्योगसमस्या इयं तु समस्या बहुवर्षादारभ्य दृश्यमाना वर्तते अस्माकं भारते कुतः आरब्धा इय इयं समस्या इति प्रश्ने सति सर्वेऽपि छात्राः डाक्टर्स् इन्जिनियर्स् एव भवितुम् इच्छन्ति यद्येवं तर्हि कथं कार्यं प्राप्येत कृषकाः केपि न सन्ति एव यद्येवं निरुद्योगसमस्या बाधते तर्हि गृहे धनार्जनं कर्तुं न शक्यते गृहस्य अर्थव्यवस्थता व्यवस्थायां लोपः भवति तेन च देशस्य अर्थव्यवस्था अपि कुण्टिता कुण्ठिता भवत्येव अतः सर्वकारेणापि अन्यत्रापि कृषि कृषि कृषकाः ये भवन्ति तेषामपि किञ्चित् प्रोत्सा प्रोत्साहः कर्तव्यः तेषामपि किञ्चित् सौलभ्यादिकं दत्वा किञ्चित् कर्तव्यं तदा एव तत्र सर्वे जनाः कृषिं कुर्वन्ति इति चिन्तये